मम प्रदेशे लोकयननि सन्ति रैलयनम् अस्ति तथैव त्रिचक्रिका किन्तु समन्यतया लोकयानेन जनाः यात्रां कुर्वन्ति समयेऽपि लोकयनम् अगच्छति धनमपि अधिकं नस्ति अतः बहु सम्यक् अस्ति अस्मकं तत्र यतायतव्यवस्था